मया एका कलङ्कारी शाटिकी क्रीता आसीत् एकवारं धृतवती तस्य अनन्तरं पश्यामि अहम् एकं रन्ध्रम् आसीत् मध्ये तद् शाटिकायाः धारणानन्तरं ज्ञातम् अत अनन्तरम् अन्यदेकम् अभवत् यदा अहं प्रक्षालितवती शाटिकां तदा किञ्चिद् वर्णः अपि गतः एतद् शाटिका कथमपि सुन्दरमस्ति तथापि मम मनसि तदेव तिष्ठति अयो किञ्चिद् वर्णः गतः इति